मम प्रदेशे तत्र विशेषरूपेण सांस्कृतिकक्रीडाः इत्युक्ते कबड्डि कोको इत्यादयः तत्र क्रीडाः सन्ति कबड्डी इत्युक्ते अधुना राष्ट्रस्तरे देशे विदेशे च अस्य क्रीडनस्य प्रामुख्यं दृश्यते तच्च भूमौ मण्डलादिकं विलिख्य तन्मध्ये स्वकौशलं जनाः प्रदर्शयन्ति क्रीडकाः ये सन्ति ते अतः ते अन्यान् स्पर् संस्पर्श्य ते पुनः स्वप्रकोष्ठं प्रति आगच्छेयुः एवं प्रकारेण तत्र कबड्डी क्रीडा विद्यते कोको अपि तद्वत् स्तम्भद्वयं संस्थाप्य तन्मध्ये स्पार्शिक्रीडावत् एषा क्रीडा भवति